पूर्वं तु राज्ये समीचीनाः मार्गाः न आसन् इत्यतः सञ्चारव्यवस्था सम्यक् सम्यगस्ति इति वक्तुं न शक्यते स्म किन्तु अधुना तु सर्वत्रापि आधिक्येन सञ्चारव्यवस्था सम्यक् जाता अस्ति यतः मार्गाः सर्वत्रापि सम्यक् कृताः सन्ति अतः अधुना सञ्चारव्यवस्थायां क्लेशः आधिक्येन सर्वैः न अनुभूयते एवं भारते सञ्चारव्यवस्था कथम् अस्ति इत्युक्ते न्यूनव्ययकारी एव वर्तते इति एतावता उच्यते स्म किन्तु अधुना तु काङ्ग्रेस् सर्कारः आगतः इति कृत्वा महिलाभ्यः सञ्चारव्ययः अपि दातुं नास्ति अतः अधुना तु सञ्चार सञ्चारस्य सञ्चारः न्यूनव्ययकारी उत अधिकव्ययकारी इत्यपि वक्तुं न शक्यते तथा जातम् अस्ति